हरिः ओम् हरिः ओम् नमस्ते नमस्ते नमस्ते

मम कृते भवतां हस्ते भवत्याः हस्ते पुरातनपुस्तकमस्ति किं पुस्तकम् अस्ति किं पुस्तकम् अस्ति

महाभारतं रामायणम् अन्यत् किमपि ग्रन्तः अस्ति वा पुरातनग्रन्थः पुरातनपुस्तकं अष्टादशपुराणानि सन्ति वा ब्रह्मसूत्रम् ब्रह्मसूत्रम् अस्ति वा नास्ति भगवद्गीता अस्ति वा अस्ति तत् सर्वम् अहं स्वीकरोमि त तस्य मूल्यमपि भवती वदति चेत् उत्तमं भवति भगवद्गीतायाः मूल्यं भगवद्गीता भगवद्गीतायाः किं गीता प्रस् द्वारा पुस्तकमस्ति शतव्यख्यानमपि अस्ति वा अस्ति न्यूनं करोति वा न्यूनं शतरूप्यकाणि यदि न्यूनं अस्ति यत् न्यूनं करोति वा न अशीतिरूप्यकाणि चेत् अहम् इच्छामि भवती किञ्चित् न्यूनं करोतु महोदय अस्तु महोदयि अन्यत् ब्रह्मसूत्रमस्ति ब्रह्मसूत्राणि नास्ति पुराणानि सन्ति वा पुराणानि सन्ति वा कानि पुराणानि सन्ति अष्टादशपुराणानि अस्ति वा सन्ति वा पुराणां पुराणानि मिलित्वा एकस्मिन् ग्रन्थे अस्ति अस्ति विविधानि ग्रन्थे अस्ति विविधानि तेषां मूल्यमपि वदतु पञ्चशतम् आहत्य पञ्चशतम् एकैकं पञ्चशतं वा आहत्य पञ्चशतं चतुःशतमस्ति चेत् उत्तमं भवति पुरातनपुस्तमस्ति किल द्वि चतुर् चतुःशतम् अस्ति चेत् स्वीकरोमि अहं स्वीकरोमि अस्तु अहं स्वीकुर्मः अहं स्वीकरोमि स्वीकरिष्यामि अन्यत् किं पुस्तकमस्ति अन्यत् नास्ति कथा पुस्तकमस्ति बालः वा कथा पुस्तकं लघुपुस्तकं वा बृहत् अक्षरं वा अक्षराणि बृहत् वा बहत् अक्षराणि तस्य मूल्यं किम् त्रिंशत् त्रिंशत् अहं स्वीकरोमि कति पुस्तकानि सन्ति बालः बालपुस्तकं कति पुस्तकानि सन्ति दश पुस्तकानि अहं अहं स्वीकरोमि तत् मम आवश्यकम् अस्ति धन्यवादः एषः ऐषः पुस्तकं आनयतु अस्तु धन्यवादः